अस्माकं पाकशालायां पिष्टपेषणयन्त्रं मैक्रोवेव् ओवन् शीतलकम् इत्यादि उपकरणानि सन्ति यदा ये उपकरणानि न उपलब्धानि पिष्टपेषणं कष्टकरम् आसीत् उष्णीकर्तुं शितलीकर्तुं कष्टकरम् आसीत् इदानीं तु झटिति कर्तुं शक्यते कमपि न वदतु अहं पाचनं न जानामि मम भार्या एव पचति